अस्माकं भारतीयगुरुपरम्परायां सर्वस्य विद्याभ्यासस्य सकालः बाल्यं वयः तस्मात् बाल्ये वयसि यो आरभ्यते तत् सर्वं आजीवं यावज्जीवं भविष्यति इत्येव चिन्तयामः इत्युक्ते वेदाः वेदाङ्गानि शास्त्राणि सर्वाण्यपि बाल्ये एव वयसि आरम्भणीयं तेषु योगशिक्षणं तु एकतमं तत्र बाल्ये वयसि तत्र अंशाः ये ये अंशाः साधनभूताः सन्ति तेषाम् अध्ययनं शिक्षणं तु बाल्ये वयसि भवेत् अनन्तरं समाधि इत्युक्ते किञ्चित् विंशतिवर्षानन्तरं येषां बाल्ये वयसि तत्र आसनादिकं सर्वम् अपि अभ्यस्य अनन्तरं योगः प्राणायामाः एवं सर्वेपि तत्र प्रयोजनाय भवति तस्मात् बाल्ये अत्यन्तं लघुबाल्ये प्रारम्भः करणीयः परन्तु योगस्य समाधिविषयाश्च अनन्तरमेव अध्यापनं कुर्मः